नवजातशिशूनां रक्षणं करणीयं स्वच्छतायुक्तं वातावरणं भवति चेत् तेषां रुग्णता न भवति यदि अस्वच्छता भवति तर्हि ते रुग्णतायां पतन्ति तदर्थं तत्र अस्वच्छतायाः दूरीकरणम् अस्माकमेव हस्ते भवति तद् दूरीकरणं यदि न कुर्मः ते भिन्न भिन्न रोगग्रस्ताः भवन्ति रोगेण ते पीडिताः भवन्ति तदर्थं तस्य दूरीकरणम् अस्माकं हस्ते अस्ति इति निश्चप्रचं वक्तुं शक्नुमः